अस्माकं प्रदेशे यः भूमिक्रयणं करोति ए एकः क्रेतारः भवति एकः विक्रयणं विक्रयकरः भवति यः विक्रयणं करोति सः किं करोति आदौ तस्य यद्भूमिः अस्ति तत् आदौ किं करोति स्पष्टता करोति एतत् मम भूमिः इति एतत् मम क्षेत्रम् इति अनन्तरं यः क्रयणं करोति सः किं करोति सः आर् ऐ आफीस् भवति तत्र गच्छति तत्र सः वदति अहम् एकं क्षेत्रं क्रयणं करोमि तत्र सः तदा सः आगच्छति अनन्तरं अत्र क्षेत्रं पश्यति तत् दृष्ट्वा सः एतत् मापनं करोति मापनानन्तरं पुनः तत् गच्छन्ति तहसील् आफीस् तत्र यत्किमपि धनम् आवश्यकं तथा दत्वा इति क्रयणं कुर्वन्ति एतादृशम् अस्माकं प्रदेशे व्यवस्था अस्ति इतोऽपि बहु किमपि व्यवस्थाऽपि अस्ति कथं क्रयणं कुर्मः इति